संस्कृतं भाषायाः विकासः अस्माकं वेदः पुराणानि उपनिषदः एवं प्राचीनानि शास्त्राणि सर्वाणि काव्यानि सर्वाणि संस्कृतभाषायाम् एव रचितानि सन्ति तस्मात् संस्कृतभाषा विकासः जातः संस्कृतकथाः श्लोकान् यदा पाठयामः छात्राः अतिशीघ्रं श्लोकान् कथाः स्वीकृत्य श्रुत्वा परिवर्तिताः भवन्ति अहं स्वयं संस्कृतकथाः श्लोकान् श्रावयित्वा तेषु परिवर्तनं दृष्टवान् नामा संस्कृतभाषायाः महत्त्वं तथा अस्ति संस्कृतं सामान्यभाषा न संस्कृतं सर्वभाषाणां माता अस्ति